नमस्ते नमस्ते धन्यवादः महोदय आम् कुशलम् प्राचर्य महोदय अहम् आगत्य आगतवान् अस्मि अस्माकं कक्ष्याः विषये किञ्चित् दोषः कल् कल्पितमस्ति अतः तत् भवतः समीपे वक्तुं अहम् आग आगतवान् अस्मि अस्माकं कक्ष्यायाम् सः मितेश् इति एकः अस्ति किल विद्यार्थी तस्मै तस्मै अन्यः एकः अस्ति रवि इति विद्यार्थी सः बहु दुष्टभाषया दोषाराप् दोषारोपं कृतवान् अस्ति अहमपि चिन्तयामि केवलम् अहम् न अस्माकं ये सदस्याः अध्यापकसदस्याः सन्ति किल तेऽपि आश्चर्यचकितः अभवन् किमर्थं सः एवं कृतवान् इति अनन्तरं तत्र दोषारोपणं केवलं तत्र सामान्य भाषा भाषया नास्ति सुसंस्कृत एतत् अद्य एव अभवत् अद्यैव अहं श्रुण श्रुतवान् तदर्थम् इदानीं आगतवान् अहम् तदेव भोः तस्य अरोपणम् इदानीं अहं कृतवान् अस्मि भवान् तम् आहूय विचारयन्तु इति यत यतोहि एवमेव वयं त्यजामः सः विद्यार्थी इतोपि दुष्टः भवति इदानीमेव तस्य दुष्टगुणं कर्तयामः तदानीं तत्र सद्गुण सन्देशान् तेषाम् उपरि वयं प्रेषयामः अथवा उद्बोधयामः तेषां केवलं केवलं तस्य समीपे सम्भाषणं इति अहं न विश्वसिमि यथा बहुदुष्टः अस्ति सः तस्य तस्य पितरं वा मातरं वा अपि आह्वयतु इति अहं विचिन्तयामि हो जानपि वा जानाति वा हो हो तस्य पिता किं करोति भोः अ आम् आम् आम् अहम् अहम् आह्वयामि नमस्ते